शेर् मार्केट् विषये ज तावदहं न जानामि तस्य अस्थिरताविषये तथा वर्तमानविपणिविषये तव कः अभिप्रायः इति ब्रु उक्तमासीत् शेर् मार्केट् विषये कदाचित् अस्माकङ्कृते मेसेज् आगच्छति तेन अस्माकं यावत् जानामि तावत् कुर्मः इदानीं शेर् मार्क्ट् मध्ये अधिकं भवति इत्यतः अधिकं तस्य मूल्यवर्धकं दर्शयति तद् मोदीसर्कार् आगमनोत्तरमेव तस्य अपि प्रभावः अधिकः जातः इति कदाचित् इदानीं न्यूस्तः ज्ञायते पूर्वं ये राज्यकीयमध्ये कुर्वन्ति तत् अपेक्षया अधुना मोदी सर्काराः आगताः इत्यतः तस्य प्रायोजिकता अधिका अस्ति डिजिटल् आप् इत्यतेन अधुना शेर् विपण्यां कथं परिवर्तनं कुर्वन् शेर् ततः अधिकमेव इत्यतः अद्य न यत्यत् आप् द्वारा भवति तेन प्रोफ़िट् अधिकं कुर्वन्ति वा तत् तस्य विक्रयणमपि अधिकं भवति इत्यतः शेर् मार्केट् अधिकं जायमानं वर्तते एतावदेव मम अभिप्रायः